हरिः ओं वैखरि पार्लर्तः अस्मि अहम् आम्

अहं मम भवती नामं श्रुतवती वा नागपुरतः अहमस्मि तत्र नागपुरतः मम मम पार्लर् तु बहु बहु दीर्घः तत्र तर्हि कस्य भवती अपेक्षते किम् अपेक्षते भवतीम् आम् तर्हि फ़ोटोग्राफ़ि कृते वा आम् अस्तु अस्तु आम् आम् सम्यक् सम्यक् तर्हि अहं कारयामि तत् मया पार्श्वे बहूनि आक्ट्रेसेस् आगतवती बहूनि मोडल्स् आगतवती अहम् आलियाभट् श्रुतवती वा भवती तस्याः नाम तस्यापि अहमेव कृतवती आम् एकवारं तस्याः एल्बम् अहमेव कृतवती आम् तर्हि कथं लुक् अपेक्षते भवत्याः कृते ट्रेडिश्नल् वा आम् कश्चित् मराठी लुक् वा बेङ्गोलि लुक् वा दक्षिणभारतीयः वा अस्तु तर्हि आम् आम् तर्हि भवत्याः फ़ोटोग्राफ़ि शूट् कदास्ति तर्हि तदेव दिनाङ्के अहम् आगमिष्यामि परश्वः परश्वः तु अहं किञ्चित् व्यस्था अस्मि कति वादनपर्यन्तमस्ति सायङ्काले सायङ्काले कति वादने सप्तवादने अस्तु तर्हि अहम् आगमिष्यामि तत् करोमि अहं म्यानेज् करोमि अहम् आम् आम् आम् सेम् सेन्सटिव् अस्ति वा आं तर्हि अहं नैसर्गिकं क्रीम् इत्यादीनि एव स्थापयामि अहं मया पार्श्वे तदैव अस्ति मया पार्श्वे ग्लूटिन् फ़्री अनन्तरं सम्यक् प्रोडक्ट्स् वर्तते मया समीपे न्याचुरल् प्रोडक्ट्स् हा आम् आं मया समीपे शतमधिकं लिप्स्टिक् शेड्स् वर्तते शतमधिकं लिप्स्टिक् शेड्स् भवन्ति यत् भवन्ति भवत्यै रोचते तत् तत् स्थापयतु भवती आम् क्लेशः नास्ति भवती एव उक्तवती खलु सप्तवादने आगच्छतु यत् अहो तर्हि भवती पञ्चवादने आगच्छतु तर्हि किमपि हेर्स्टैल् अपेक्षते वा केशसंरचना अस्तु तर्हि आगमिष्यामि अहम् अहं चिन्तितवती यत् अलङ्कारमध्ये बहवः हाराः सन्ति नखरञ्जनी अस्ति अनन्तरं बहूनि मया पार्श्वे तु बहूनि नेक्लेसस् वर्तते नेक्लेसस् इत्युक्ते लोकेट्स् चेन् अनन्तरं बहूनि अस्ति तत् लिप्स्टिक्स् वर्तन्ते बहूनि आम् आम् अस्तु तर्हि आगमिष्यामि अहम् अहं महोदया आं तदैव अहं वदितवानस्मि यत् विंशतिसहस्रम् यच्छामि विंशतिसहस्रम् आम् अस्तु धन्यवादः